साहित्यविषये मम इष्टतमम् गद्यकाव्यम् बाणभट्टस्य कादम्बरी कादम्बरीरसज्ञानम् आहारोपि न रोचते इति प्रसिद्धं वाक्यमस्त्येव तस्य पठनेन महान् लाभः भवति भाषादृष्ट्या तस्य शैली तु अद्भुता शैली अस्ति यदा सः वर्णनं करोति तस्मिन् सन्दर्भे तत्र वाक्यानि तु दीर्घाणि वाक्यानि भवन्ति यदा सम्भाषणम् इति यदा भवति तत्र अत्यन्त लघु लघु वाक्यानि एव तत्र भवन्ति बाणोच्छिष्टं जगत्सर्वम् इति अस्ति अतः तया दृष्ट्या बाणभट्टस्य कादम्बरी अध्ययनं कुर्मः पठनं कुर्मः तदा तद् वाक्यं सत्यमिति ज्ञातुं शक्नुमः पुष्पाणां विषये केवलं श्वे श्वेतम् इति यदा भवति श्वेतस्य विषये यद्यत् श्वेतयुक्तमस्ति तत्सर्वम् उदाहरणरूपेण वर्णने प्रदर्शयति बाणभट्टः एवमेव पात्राणां चयनं पात्राणां नामानि एतत् सर्वम् अत्यन्तम् औचित्यं भवति उचितं दृष्ट्या सः नामकरणं करोति तत्र एकः विशेषः विशेषता अस्ति अथवा वैशिष्ट्यमस्ति किमिति चेत् एकः कथां वदति अनन्तरं पुनः कथा कथामध्ये अन्यः आगच्छति एकम् एकं पात्रमपि कथां कथयति एवम् एवं सम्पूर्णम् गद्यकाव्यं पश्यामः तत्र गद्यकाव्यं पश्यामः सम्यक् कथा भवति तत्र एकः विशेषः अस्ति कुत्रापि विच्छिन्नता न भवति दोषः न भवति तादृशं शृङ्खलारूपेण कथारचनां कृतवानस्ति बाणभट्टाचार्यः

गद्यं कवीनां निकषं वदन्ति इति यत् वाक्यमस्ति उक्तिः अस्ति तत् कादम्बरीविषये निश्चयेन तस्य अन्वयः भवत्येव अतः कवीनां श्रेष्ठः बाणः बाणभट्टः इति वक्तुं गद्यकाव्यम् कादम्बरीकाव्यं बहु अद्भुतं काव्यमस्ति अतः एव यद्यपि न्यूनः एव गद्यमयकाव्यानि रचयन्ति आधिक्येन बहवः पद्यानि र रचयन्ति पद्यमयकाव्यानि रचयन्ति किन्तु तत्र गद्यमयकाव्येषु केचन एव निपुणाः भवन्ति तेषु अन्यतमः अस्ति बाणभट्टः अतः बाणोच्छिष्टं जगत्सर्वम् इति वाक्यम् अनन्तरम् बाणेन बाणस्य कादम्बरीपठनेन अस्माकम् आनन्दः अधिकः भवति तस्य आस्वादनेन सन्तृप्तिः भवति एकवारं पठनस्य आरम्भं कुर्मः चेत् पुस्तकस्य स्थापनमधः स्थापनं पिधानं कर्तुं न उत्साहः आगच्छति तादृशम् अद्भुतकाव्यम् अस्ति मम प्रियतमं काव्यं गद्यकाव्यं बाणबट्टस्य कादम्बरी